दूरदर्शने सविरूचि इति सी हि कहि चन्द्रु एकं कार्यकं करोति तद् अहम् इच्छामि नाम तस्य कथनं तस्य कथनशैली अनन्तरं पाककरणस्य निमित्तं जनान् प्रेरणारीतिः इत्यादि अहम् इच्छामि परन्तु तेन कथितं सर्वं प्रयोगरूपे न आनीतवान्